भारतस्य माध्यमक्षेत्रं सम्यक् अस्ति वार्ताः प्रस्तुताः सन्ति आधुनिकविषये विज्ञानविषये एवम् अनन्तरं तत्र तन्त्रज्ञानविषये एवम् अनन्तरं भारतस्य माध्यमक्षेत्रं सम्यक् अस्ति परन्तु इदानीं किं कुर्वन्ति इत्युक्ते सत्यदर्शनं निरुपयन्ति वा इत्युक्ते सत्यदर्शनमेव निरुपयन्ति परन्तु तद् अतीव इति दर्शयन्ति इदानीं किञ्चित् जातम् इत्युक्ते किञ्चित् एक ग्रामे एकः सः किं तस्य कृते अपघातः भवत् अभवत् इत्युक्ते तदेव बृहत् रीत्या ते स्वीकृत्य वदन्ति कि किन्तु तेषां कृते अन्य वार्ताः न भवन्ति तदेव ओ एवम् अभवत् बृहत् अपघातः अभवत् भवन् भवन्तः सर्वेऽपि सम्यक् जागरुकतया पश्यन्तु इति सम्यक् इति सम्यक् तदेव एक घण्टा वर्तते तदेव एक घण्टा वारं वारं तदेव कुर्वन्ति ब्रेकिङ्ग न्युज़् इति अनन्तरं वृष्टिः आगच्छन्ति चेत् तदेव कुर्वन्ति कोरोनाविषयेपि व वयं दृष्ट दृष्टवन्तः कथं एते कृतवन्तः इति करोनारोगतः एव एतेव एक करोनारीत्या अस्माकं कृते भयं उत्पादितवन्तः एवं कृतवन्तः वृत्त अनन्तरं ज्ञातः प्रसिद्धः वृत्तपत्रिका इत्युक्ते विजयवाणी प्रजावाणी जयकर्नाटक इत्यादिकं विजयवाणी अस्माकं गृहे आनयन्ति तत्र वार्तावाहिन्यः डी डी चन्दन पब्लिक् टी वी एवं डी डी चन्दन अमू कृते बहुप्रियः